आम् बाल्यकालतः राममेव बहु इच्छामि किमर्थं चेत् रामस्य विषये एव सर्वाणि कथानि श्रुतवती रामः आदर्शपुत्रः अनन्तरम् आदर्शपतिः आदर्शः अनु अग्रजः अग्रजरूपेण सर्वत्र कार्यं कृतवान् सः अस्मान् अस्माभिः जीवने कथम् भवितव्यं तद्विषये अस्मान् मार्गदर्शनं करोति कियान् कष्टानपि आगच्छन्ति चेत् अस्माभिः धैर्येण तस्य मोदनं कथं करणीयम् तद्विषये रामः अस्मान् मार्गदर्शनं करोति सः यदा तस्य राज्याभिषेकम् आसीत् अपि तत् भवितुं न अर्हति भवीय भवितुं न शक्यते अनन्तरं सः कैकेयी वचनात् वनवासं गमिष्यति तदा तत्रापि अनेकानि कष्टानि सः तेन कष्टानि सह्यते सः सीतया सह रामः लक्ष्मणः तस्य तया सह अभूत् ते तेन सह भूत्वा तस्य द तेषां द्वयोः सीतारामौ द्वयोः अपि रक्षणं करिष्यति तदापि सः कर्तव्यपालने अति समर्थः भूत्वा तस्य तत्र एव तस्य चिन्तनं कर्तव्यपालने एव तस्य चिन्तनम् आसीत् अस्माभिः जीवने कर्तव्यं विना न भवितुम् अर्हति तस्य सह शिक्षणम् अस्मान् द दत्तवान् अतः राममेव अहम् अधिकम् इच्छामि